अस्माकं प्रदेशे प्रायः अशीति बहवः अत्यधिकजनाः तिरुमलक्षेत्रम् आगन्तुम् इच्छन्ति एतत् प्रपञ्चप्रसिद्धमन्दिरम् भवति तिरुमलक्षेत्रम् अतः बहवः न केवलम् अत्र आन्ध्राप्रान्त तेलङ्गानाप्रान्तात् देशे विभिन्नकोनेभ्यः अत्र एवं भक्ताः आगच्छन्ति दर्शनं कुर्वन्ति आनन्दम् अनुभवन्ति एवम् अन्यानि अपि एवं तत्र स्थानानि अपि वर्तन्ते अत्र तिरुपतिपर परिसरप्रान्तेषु उदाहरणार्थं कानिपाकम् एवं तत्र वेलूरू गोल्डन् टेम्पल् इति सुवर्णमन्दिरम् इति वर्तते तत्रापि बहवः जनाः यतः सायङ्काले तस्य मन्दिरस्य वैशिष्ट्यं द्रष्टुं बहवः भक्ताः तत्र आगच्छन्ति तत्र तिरुमलक्षेत्रं किमर्थम् आगन्तुम् इच्छन्ति भक्ताः तेषां मनसि याः कामनाः वर्तन्ते आकाङ्क्षाः वर्तन्ते तासाम् एवम् आकाङ्क्षाणां पूरणम् अत्र आगमनेन अवश्यं सम्भवति पूर्णं भवति इति धिया बहवः भक्ताः अत्र आगच्छन्ति अस्य निरुपिकं वैशिष्यं केचन पद्भ्यां तिरुमलं गन्तुम् इच्छन्ति तत्र किमर्थं तथा एकम् एका परम्परा अस्ति पद्भ्यां गत्वा वयं दर्शं कुर्मः अस्माकं मनसि विद्यमानकामनाः सर्वम् अपि पूर्णाः भविष्यन्ति एवं तत्र गत्वा शिरोमुण्डनम् अपि कुर्वन्ति तत्र एका प्राचीना एवं परम्परा तथा भक्तानां तत्र विश्वासः अत्र वर्तते अतः बहवः भक्ताः प्रतिदिनम् आवर्षं यावत् प्रतिदिनं तत्र जनसम्मर्दः तिरुमलक्षेत्रे भवति तदनुगुणं भक्तानाम् अपि तत्र सौविध्यानि उत्तमतया कल्पितानि प्रायः प्रपञ्चे कुत्रापि तादृशरूपेण भक्तानां कृते सौविध्यानि न कल्पितवन्तः तत्र त्रिषु कालेषु अपि तत्र भक्तानां सौविध्यसम्बन्धविषये यदि वयम् अवलोकयामः उत्तमसौविध्यानि तत्र तिरुमलक्षेत्रे कल्पितानि वर्तन्ते एवं रूपेण भक्ताः प्रतिदिनम् आगच्छन्ति